अस्माकं महाराष्ट्रप्रदेशे शाटिकाः एव मुख्य महिलानां शाटिकाः एव मुख्यविन्यासः बाल्यकाले यदा वयम् आङ्ग्लमदे फ़्राक् इति वदामः बाल्यकाले बालिकाः फ़्राक् जगा इति परिधानं कुर्वन्ति कौमारकुमारी अवस्थायां परिकरपोल्क इति दक्षिणप्रदेशसदृशमेव परिकरपोल्क पूर्वमासीत् इदानीं केपि न धरन्ति केवलम् उत्सवेषु एव धरन्ति शाटिकाः सर्वाः युवत्यःवा महिलाः वृद्धाः च धरन्ति तत्र महिलाः वृद्धाः महिलाः पूर्वं लुग्ड इति नवपरि नवहस्तपरिमितं वस्त्रं धरन्ति स्म परम् इदानीं किञ्चित् न्यूनम् अभवत् उत्सवदिने दिनेषु सर्वाः महिलाः तद् लुग्ड् इति लुग्ड इति पातळ वा लुग्ड इति नवहस्तपरिमितं वस्त्रम् आनन्देन बहु उत्साहेन च भिन्नभिन्नप्रकारस्य तद् सीवनं कृत्वा अपि धरन्ति अस्माकं संस्कृतिः रक्षणीया चेत् अस्माकं यद् विशेषः विन्यासः भवति प्रह प्रत्येक प्रान्तस्य प्रत्येक राज्यस्य भिन्नभिन्न वस्त्राणि भवन्ति तदेव वयं यदि धारणं कुर्मः चेत् तत्रत्यः जनानां कृते तत् उद्योगप्राप्तिः भवति पुनः अस्माकं महाराष्ट्रदेशे पैठणी इति शाटिकाप्रकारः रेशिमशाटिकाप्रकारः हस्तनिर्मितशाटिकाप्रकारः प्रकारः अतीव प्रसिद्धः अस्ति नाशिकसमीपे एवला पैठन् समीपे तद् तस्य निर्माणं भवति एतेषु दिनेषु किञ्चित् रासायनिकसूत्रनिर्मितिद्वारा अपि निर्माणं भवति परं तद् महत्वपूर्णं नाम चीनायुषुक नाम रेशिमवस्त्रद्वारा एव निर्मितं मूलं तस्य भिन्नभिन्नवर्णाः नेत्रयोः सुखकारकं भवति विवाहादिषु एतस्य अतीव महत्वं विवाहे सर् सर्वाः महिलाः पैठणीशाटिकामेव धरन्ति मयूरपैठणी इति नाम् अतीव प्रसिद्धा अस्ति पुनः अन्यप्रान्तस्य आगतः अन्यप्रान्ततः आगताः यथा महेश्वरी साटि शाटिकाः काञ्जिवरमशाटिकाः तः अपि शाटिकाः इतः गुजराततः आगताः तत् बान्दीप्रिण्ट् शाटिकाः अपि सर्वाः महाराष्ट्रीय प्रदेशः सर्वप्रकारकः शाटिकाः परं हस्तनिर्मितः शाटिकाः सर्वेभ्यः रोचते सर्वेभ्यः च रोचते अत्र युवकेषु नाम पुरुषः पुरुषेषु बालकाः युवकाः वृद्धाः सर्वे एव इदानीम् आङ्ग्ल प्रभावकारणतः युत् युतकं पादांशुकं च सर्वत्र धरन्ति परं मङ्गलम् कार्येषु उत्सवेषु च तद् मङ्गलवस्त्रम् निश्चयेन धरन्ति तद् रेषिमद्वारा निर्मितं मङ्गलवस्त्रं खादिद्वारा निर्मित मङ्गलवस्त्रं तस्य युतकं भवति अधः पादांशुकं भवति एते एताणि वस्त्राणि अस्माकम् यत्र यत्र यथा वातावरणं भवति तस्य कृते सौकर्यं भवति अतः यत् यथा देशः तथा यथा प्रदेशः तथा वेषः भवतु इति अस्माकं मूलमन्त्रम्